ऐ शृणोति किम् अहमत्र नारायण्सिङ्ग् सर्कल् इत्यत्र अहम् अस्मि अत्रैव अहं वसामि मया पञ्चदशदिनाङ्के गन्तव्यम् अस्ति डेहल्लीं प्रति गन्तव्यमस्ति तत्र भवतां यानम् अपेक्ष्यते चलति वा तत्र कियत् धनम् अपे अपेक्ष्यते भवान् स्वमनसा एव वदतु हा मम नाम अअस्वनि अस्वनिकुमारः खलु हा अहम् अस्विनी त्रय जनाः भविष्यामः अहमस्मि मम भार्या अस्ति दशवर्षीयः एकः पुत्रोऽपि भवति हा सत्यं सत्यं बहुबृहद् न न पश्यते मध्य मध्याकार इति यानं मध्याकारं यानं भवति चेत् चलति सत्यं देहल्लीं यावत् गन्तव्यमस्ति तत्र प्रातःकाले पञ्चवादने वयं गमिष्यामः तत्र भवान् आ भवान् आगच्छतु अहं भवन्तं प्रातः चतुर्वादने एकवारं दूरवाणीं करिष्यामि शक्यते चेत् अस्तु नो चेत् माम् अनन्तरं सूचयतु अस्तु ओं धन्यवादः